अहं वीणा बाहुलीन प्रियाणः शततन्त्री स्वरन्धर तानपूरः पञ्चतन्त्री पुरुतन्त्री रणमुरलि युग्ममुरलि काष्ठतरङ्गः वाद्यराजः सम्भस्त्रं सुमुरलि ढोलकं तबला इत्यादिभिः वाद्यैः सह गायनं कर्तुम् इच्छामि